अस्माकं कर्णाटकप्रान्ते प्रति डिस्ट्रिक्ट् प्रति डिस्ट्रिक्ट् एकैकः वैद्यालयः इत्युक्ते सर्वकारीयवैद्यालयः भवति तत्रापि प्रत्येकस्मिन् ग्रामे प्रायः वैद्यालयः भवत्येव सर्वकारीय वैद्यालयः तत् विहाय प्रैवेट् रूपेण अपि वैद्यालयाः भवन्ति यत्र किञ्चित् धनस्य आधिक्यं भवति इत्युक्ते फीस् इत्यस्य आधिक्यं भवति सर्वकारीय वैद्यालये गच्छामश्चेत् तत्र फीस् इत्यस्य न्यूनता दृश्यते एवम् सर्वकारीय वैद्यालयेषु तावत् सौकर्यम् इत्युक्ते फेसिलिटीस् सर्वं न भवति ग्राम ग्रामीण वैद्यालयेषु यदि डिस्ट्रिक्ट् वैद्यालयं पश्यामः तत्र तावत् सर्वाः अपि व्यवस्थाः समीचीनाः एव भवन्ति एवं सर्वाः अपि व्यवस्थाः जनानाम् आनुकूल्यम् एव कुर्वन्ति